प्रथमं तु आसक्तिरिति एवं नासीत् गुरुकुले यदा आस्म तदा तु केचन शिक्षकाः आगताः बह्यतः पुनश्च ते उक्तवन्तः एतत् तु युद्धकला तु स्वात्मरक्षणार्थम् अतः वयमपि गताः अध्ययनार्थम् अनन्तरं पूर्वं तु तत् स्वात्मरक्षणार्थम् इति अध्ययनं कृतम् अनन्तरं तु यदा वयं मिलित्वा अभ्यासम् कुर्मः तदा तु एकं तु तस्य दैहिकस्वास्थ्यमपि अस्ति पुनश्च मित्रैः सह यदा अभ्यासं कुर्मः तदा क्रीडावत् आनन्दः अपि लभ्यते अतः युद्धकलायाम् आसक्तिः अधिका जाता पुनश्च प्रेरणापि नाम मित्रैः सह मिलित्वा यदि क्रिड्यते तर्हि एकं केवलम् आनन्दः लभ्यते पुनश्च युद्धकाला चेत् स्वात्मरक्षणार्थमपि भवति तदेकं प्रशिक्षणं भवति पुनश्च मित्रैः सह यदा एवम् अध्ययनं कुर्मः तदा आनन्दः अपि लभ्यते अतः बहुकारणेन तत् क्रीयमाणम् अस्ति तत् सा एव प्रेरणा